मम विद्यालये ग्रन्थालयः वर्तते अस्माकं ग्रन्थालये प्रायः चतुर्दशसहस्रं पुस्तकानि सन्ति तत्र विशेषेण चतुर्णां वेदानां पुस्तकाः पुस्तकानि एवं षड्शास्त्राणां उपा उपवेदानाम् एवं ग्रन्थाः वर्तन्ते तत्र विशेषेण मया पूर्वमीमांसाशास्त्रस्य ग्रन्थानि पठितानि अत्र भाट्टदीपिका भाट्टहस्यम् एवं अनेकानि पुस्तकानि सन्ति पुनश्च तत्र विशेषेण भाट्टचिन्तामणिः एवं शास्त्रदीपिका श्लोकवार्तिका इत्यादि इत्यादयः ग्रन्थाः सन्ति तत्र भाट्टरहस्यो नाम ग्रन्थः खण्डदेवाचार्येण विरचितः अयङ्ग्रन्थः शाब्दबोधप्रक्रियानिरूपणार्थमेव खण्डदेव आचार्यैः विरचितमस्ति तर्हि तत्र कार्यकारणभावाः एवं सर्वलक्षणविचारः अनन्तरम् आख्यातार्थविचारः भावनाविषये नाम शाब्दीभावना आर्थीभावना इत्यादिभावना ये सन्ति तादृशविषयेषु विशेषेण तत्र उल्लिखिताः वर्तन्ते